मया इतः नवदेहलीं प्रति गतम् आसीत् तस्य तस्याः यात्रायाः उद्देश्यं किं नाम राष्ट्रीयसंस्कृतसम्मेलनम् उद्देश्यम् आसीत् तेन कारणेन अस्माभिः यात्रा गता